मम परिवारः मम अभिरुचि अनुसारमेव मया यथा उक्तं तथैव सर्वथा सहायं कृतं वर्तते अतः तत्र मम बहु सन्तोषः वर्तते इत्थं च धन्यता च वर्तते यतः मम माता पिता च उभावपि मया यस्मिन् विषये अध्ययनं क्रियते इत्युक्तं तत्र ममैव स्वातन्त्र्यम् इति कृत्वा तैः अस्तु इत्येव उक्तम् इत्यनेन मम ऐच्छिके शास्त्रे अहमध्ययनं कुर्वन्ती अस्मि तत्र च मम बहु सन्तोषः वर्तते एवमेव मम कलाक्षेत्रे एवं चित्रं चित्रादीनां निर्माणे च अभिरुचिः इत्युक्तं तत्रापि च मम तत्रापि ते मम सहायं कृत्वा सर्वदा मम मया अयं विचारः ज्ञातव्यः अस्मात् अयं व्यवस्था इयं व्यवस्था मह्यम् अपेक्षिता इति यदा अहं सूचयामि तदा ते अनुक्षणं सर्वदा सन्तोषेण तस्य अङ्गीकारञ्च कुर्वन्ति सर्वदा मह्यं साहाय्यं च कुर्वन्ति अतः अहं बहु धन्यास्मि